अहं तु पूर्वं महाराष्ट्रप्रदेशे एव उषितवती मम बालपनं महाविद्यालयसमयः अपि तत्रैव आसीत् तर्हि महाराष्ट्र प्रदेशे धार्मिकः सामाजिकः इति यः कार्यक्रमः वर्तते सः तु गणेशोत्सवः गणेशोत्सवः पूर्वमपि गणेशस्य गच्छ गणेशचतुर्थी चतुर्थी इति कारणेन पूजा भवति स्म गृहे गृहे पूजा भवति स्म किञ्चित् कदाचित् न्यूनतया कुत्रापि एकत्र अपि जनः कुर्वन्ति पूर्वम् इति श्रुतवती किन्तु लाल् गङ्गाधर् तिलक् महोदयेन तेन किं कृतं यदा अस्माकं देशस्य स्वतन्त्रतायाः युद्धमचर तस्मिन् समये जनानां कृते किञ्चित् ऊर्जां प्राप्य भवतु अथवा ते एकत्रिताः भवतु केनापि कारणेन एकत्रिताः भूत्वा किञ्चित् उत्सवं कुर्वन्तु तेन तेन किमपि भवति सङ्घटनं भवति सङ्घटनस्य या ऊर्जा अस्ति तापि निर्मिता भवति तस्य कृते सः गणेशोत्सवः सामाजिकरूपेण आचर्यमाणः उत्सवः भवतु इति प्रयत्नं कृतम् यदा सः प्रयत्नं कृतवान् तदा किं कृतवान् सः किं जनाः युवजनाः एकत्री भूत्वा यत्किमपि दशसु दिनेषु भिन्नभिन्न रूपेण पूजादिकं भवतु आरम्भे तु किं गणेशः गणेशस्य विग्रहः आनेतव्यम् आ आनयित्वा पूजादिकं कृत्वा तत्र तत् स्थापनं भवतु स्थापनानन्तरं भिन्नभिन्नकार्यक्रमाः भाषणानि प्रवचनानि वा तादृशजनानाम् अपि तत्र सङ्ग्रहो भूत्वा कदाचित् युवजनानां कृते युवजनानां कृते एतादृशः किं किमपि लाभाय भवेत् तादृशः पर्व प्रवचनं वा भाषणं वा भवतु तत्सर्वमपि सः स्थापितवान् अनन्तरं दशशु दिनेषु जनः ए एकत्र भवन्ति तेन पुनः उत्साहेन आनन्देन किमपि किमपि सांस्कृतिकं कार्यक्रममपि कुर्वन्ति तर्हि अत्र किं भवति धार्मिकः यत् अस्माकम् अस्ति यत् सनातनधर्मस्य पूजारूपेण यत् भवतु तत्त्वा भवत्येव पुनः सामाजिकतया वदामः चेत् तत् जनाः एकत्रिताः अभवन् न न एकगणस्य निर्माणं अभवन् पुनः तत्र सांस्कृतिकमपि यस्य कस्यापि किमपि किमपि भिन्नभिन्न तेषां कलादिकं तत्र प्रदर्शनमपि भवितुं शक्यते पुनः अन्तिमे दिने तत्र किम् एकत्र सर्वे गणेशस्य विग्रहं तत्र किं नाम पुनः जले निमज्जं निमज्जनं कुर्वन्ति तु अयं दशदिनानि कथं कथं पूर्णानि भवन्ति एतस्य विषये एव न जानन्ति वस्तुतः अतीव उत्साहेन आनन्देन च दशदिनानि पूर्णानि भवन्ति डेट् सेवेन्